अहम् एकवारं वा द्विवारं वा न बहुवारं भौतिकदृष्ट्या बहु कष्टकरं पुस्तकं पठितवान् तत्र वेदान्तपरिभाषा इति एकं पुस्तकं पुनः अनेकानि पुस्तकानि अहं पठितवान् तत्र बहु कष्टकरं पुस्तकं वेदान्तपरिभाषा भवति तत्र बहु क्लिष्टं संस्कृतं पुनः बहु उच्चसंस्कृतमासीत् तत्र यत् यद् विषयमासीत् तत् सर्वं विषयं शीघ्रं न अवगम्यते पुनः तत् पठनेन सम्यक् ज्ञानम् आगच्छति चेदपि तत् बहु क्लिष्टमासीत् इत्यतः बहु कष्टं बहु कष्टकरेन तत् पुस्तकं पठितवान् तत् पुस्तके अनेकानि विषयानि क्लिष्टकराः सन्ति आसीत् क्लिष्टानि सन्ति पुस्तकं यदा पठनसमये अनेकानि संशयानि अनेकानि अनेकानि संशयानि आगतानि अतः तत् पुस्तकं कष्टंकरं भवति एतत् विषये अहं परिवारेण न वार्तालापं कृतवान् परन्तु मित्रैः सह एतद् विषये चर्चां कृतवान् पुनः तद् विषये चर्चां कृत्वा तात् तत् पुस्तकस्य ये ये क्लिष्टकरविषयाः सन्ति तान् विषयान् अहं ज्ञातवान् धन्यवादाः